नमस्कारः अहं योगासनं शिक्षितवान् अस्मि एकवर्षात्मकं पाठ्यक्रमम् अपि अहं योगासने शिक्षणं प्राप्तवान् अस्मि तत्र अहं योगाभ्याससन्दर्भे एकघण्टात्मकं यावत् अहं योगासनं करोमि तत्र यावत् पर्यन्तं योगाभ्यासं योगासानानि भवन्ति तावन्तानि आसनानि अहम् एकघण्टाभ्यन्तरे समये समापयतुम् अपि प्रयत्नं करोमि तथैव योगासने बहवः आसनानि सन्ति तत्र अहं विशेषतया यत्र शब्दः न भवति एकान्तः भवति तर्हि यत्र मार्गदर्शकः भवति तादृशः स्थले अहं योगासनं कर्तुम् इच्छामि यतोहि उत्तम मार्गदर्शकेन सह मिलित्वा योगाभ्यासं कुर्मः तर्हि स्वस्थं शरीरे स्वस्थं मनः इति वाक्यस्य प्रयोजनम् उत्तमतया भवति